वार्तामाध्यमाः ये वर्तन्ते ग्राम्यविचारान् न यच्छन्ति न प्रदर्शयन्ति अपि प्रामुख्यं न यच्छन्ति ग्राम्यक्षेत्रेषु ये समस्याः वर्तन्ते तेषां विषये यदि प्रदर्शनं भवति यत् प्रदर्शनेन तेषां कृते अपि समस्याप्रदानं समस्यादायकं भवति इति मत्वा ये वार्तामाध्यमाः वर्तन्ते ते तेषां कृते प्रामुख्यं न यच्छन्ति पुनश्च वार्तामाध्यमाः तेषां कृते ये येषां कृते प्रामुख्यं यच्छन्ति इत्युक्तौ यत् जनाः पश्यन्ति जनाः आसक्तिं यच्छन्ति तेषां विषये अधिकाधिकरूपेण पुनःपुनः तस्य दर्शनं कदाचित् कदाचित् आधिक्यरूपेण भवति इत्यतः अत्र समस्यानां विषयैव पुनश्च चर्चनं क्षेत्रस्य वर्धनाय यद्भवेत् तत्र न भवति इति मत्वा अहं वार्तामाध्यमानां विषये पाज़िटिव् ऋणात्मकविषये ऋणात्मकचर्चनमपि अहं न करोमि अतः वार्तामाध्यमाः मम विषये अहम् तत्र चर्चनं न भवति इति मत्वा स समीचिनविषयाः चर्चनं न भवति इति मत्वा वार्ताविषयः क्षेत्रस्य विषये अधिकप्रामुख्यं न यच्छन्ति